मम धर्मः हिन्दूधर्मः हिन्दूधर्मे तावत्भवन्तः द्रष्टुं शक्नुवन्ति सर्वत्रापि आर् एस् एस् वा एन् एस् एस् वा किमपि वा भवतु तत्र सनातनधर्मस्य प्रामुख्यं द्रष्टुं शक्यते आर् एस् एस् मध्ये अहम् आर् एस् एस् कार्यकर्ता अस्मि तत्र कार्यकर्ता अस्मि तत्र आर् एस् एस् मध्ये तावत् जनान् सङ्घटीकृत्य जनानां मध्ये विद्यमानान् दोषान् परिहर्तुं समस्यां परिहर्तुं वयं सर्वदा सेवामः

का समस्या काः काः समस्याः सन्ति तेषां चिन्तनं वा नाम राष्ट्रस्य उद्धाराय के के प्रयत्नाः वयं कर्तुं शक्नुमः इत्यादिकं वयं तत्र चिन्तयामः पुनश्च बहवः अतिथयः उपन्यासकाः आगत्य अस्मान् उपदिशन्ति तेन उ उपदेशेन उपदेशेन तेन वयम् इतोऽपि अस्म अस्मिन् विषयेबहु प्रयत्नम् अवाप्य तत् कार्यं बहु जवेन कुर्मः पुनश्च समस्याः ज्ञातुं शक्नुमः समस्याः कथं परिहरणीयाः इत्यादिविषयानपि वयं बहु जवेन द्रष्टुं शक्नुमः कर्तुं शक्नुमः